मम परिवारः मम कुटुम्बः मम कुटुम्बः वसुधैव कुटुम्बकम् इव भाति यतोहि मम गृहे मम माता पिता चत्वारः पुत्राः निवसामः तत्र द्वयोः विषये उत्तमविचारः अस्ति कनिष्टस्य विषये उत्तमविचारः अस्ति मम कुटुम्बः उत्तमकुटुम्बः इति वक्तुं शक्नोमि सर्वे अपि मिलित्वा भवन्ति एवं च वसुदैवकुटुम्बकम् इत्युक्ते सर्वेषां मेलनं स्यात् एकत्र एकवारम् एव सर्वदा मिलित्वा भोजनं स्यात् तथैव यः गृहस्य यजमानः भवति तस्य आदरः स्यात् तस्य वचनस्य परिपालनं स्यात् तर्हि उत्तमकुटुम्बः भवितुमर्हति कुटुम्बे कलहः न भवति अनन्तरं सर्वेषां सम्मतया कुटुम्बपरिवारः सम्यक् चलति तादृशं मम कुटुम्बे अस्ति दृश्यते एवम् अहं स्वयम् अनुभवामि एवमेव मम मित्राणि अपि उत्तमानि सन्ति मित्राणि सर्वदा सहायार्थम् अग्रे सरन्ति परस्परं चर्चया जीवनस्य विषये परिवारस्य विषये सर्वदा भाषणमित्यादिकं कुर्वन्ति स्वस्य विकासः सर्वेषां विषयेपि चिन्तनं कुर्वन्तः मित्राणां सम्बन्धः सर्वदा सम्यक् भवति